अहं मूलतः महाराष्ट्रिया महाराष्ट्रे उत्सवानां परम्परा वर्तते उत्सवानां निर्माणं किमर्थं जातमिति वयं पश्यामः चे तत्र जनानाम् ऐक्यं भवेत् जनेषु सौहार्दं भवेत् प्रेम भवेत् तत्सर्वं कर्तुम् आवश्यकं किल किमपि अतः उत्सवानां निर्मितिः जाता इति वयं द्रष्टुं शक्नुमः अथवा चिन्तयितुं शक्नुमः तत्र इतोपि एकमस्ति यत् हिन्दुवर्षानुसारं प्रत्येकमासेषु उत्सवानाम् उत्सवानां योजना कृता वर्तते तर्हि तेषु उत्सवेषु बहवः उत्सवः तु अध्यात्मिकदृष्ट्या पश्यामः चेत् तदपि अस्माकं अथवा मानवानां जीवने आवश्यकः एव यदि वयं पश्यामः महाराष्ट्रस्य प्रमुखानाम् उत्सवानां विषये तर्हि प्रथमः उत्सवः भवति नाम चैत्रमासः इति प्रथममासः तर्हि चैत्रमासस्य प्रथमः उत्सवः नाम गुडिपाड्वा इति तस्य कृते इतोऽपि अन्याः शब्दः अपि सन्ति यथा युगादि भवति अथवा युगादि अथवा उगादि इति किमपि भिन्नभिन्नप्रदेशे तस्य उच्चारणं भवति गुडिपाड्वा मध्ये नूतनवर्षस्य स्वागतं क्रियते तत्र गुडि नाम एका एकं काष्ठं भवति काष्ठस्य उपरि धातूनां किमपि पात्रं स्थाप्यते तत्र हल्दिकुङ्कुमं स्थाप्यते द वस्त्रादिकं पुष्पादिकं तत् सर्वं स्था तेषां सर्वेषां प्रतिष्ठापनं कृत्वा तस्य उपरि अभिषेकं क्रियते अथवा पूजादिकं क्रियते तेन गृहस्य सौख्यं भवति तस्मिन् दिने पञ्चाङ्गस्य श्रमणमपि क्रियते प्रत्येकमहाराष्ट्रियं घरेषु गृहेषु इति अग्रे अस्ति नारळीपूर्णिमा तत् रक्षाबन्धनं नारळीपूर्णिमा इति समानदिने एव भवति रक्षाबन्धनं तु सर्वे जानन्ति यथा बन्धुभगिनी द्वयोः मध्ये यः सम्बन्धः अस्ति सः दृढीकरोति रक्षाबन्धनं तदा रक्षा क्रियते भ्रातुः भ्रात्रा भगिन्यः इति तस्मिन् दिने जनः स्वस्वगृहं गच्छन्ति अथवा भगिनी अस्ति चेत् सा बन्धुः गृहम् आगच्छति रक्षाबन्धनं च करोति नारळीपूर्णिमा इति नाम नारळी नाम तत् नारिकेलमस्ति किल नारिकेलस्य तस्मिन् दिने ओदनं क्रियते तत् मधुरं भवति तस्य उत्सवस्य तत् वैशिष्ट्यमस्ति इति अग्रे अस्ति गोकुलाष्टमी गोकुलाष्टमी नाम अष्टमी भवति अष्टमी दिने एव आगच्छति गोकुलं गोकुलेषु यः उत्सवः भवति स्म तस्य एव आचरणं गोकुलाष्टमे इति अग्रे भवति गणेशोत्सवः गणेशोत्सवः तु महाराष्ट्रस्य प्रसिद्धः उत्सवः तत्र अनेकानां जनानां श्रद्धा अस्ति तस्य देवः अस्ति गणेशः एव गणेशः विघ्नहर्ता अतः तस्य कृते दशदिनानां वा द्वादशदिनानां स्थापना क्रियते मण्डलेषु भवति अथवा गृहेषु भवति स्थापना कृत्वा तस्य पुरतः सर्वे आगच्छन्ति पूजादिकं कुर्वन्ति तत्र सांस्कृतिक उत्सवाः अपि भवन्ति सर्वे जनाः बहु आनन्दितः भवन्ति अनन्तरम् अन्तिमिदने गणेशस्य विसर्जनं भवति अग्रे अस्ति नवरात्रिः नवरात्र अथवा तस्य नाम अपरः नामः नाम दसरा इति तर्हि तस्मिन् दिने वस्तुतः विजयोत्सवः भवति भगवान् श्रीरामः अयोध्यां प्रति आगच्छतः आगतम् आगतः इति तस्य दिनस्य महत्वम् तस्मिन् दिने वस्तुतः महाराष्ट्रे एकं पत्रं भवति पर्णं भवति तस्य तस्य दानं तत् सोन् सोन् पान् इति कथ्यते तस्य दानं दीयते तस्य ज्येष्ठानां कृते तत् दत्वा तेषाम् आशीर्वादं स्वीक्रियते तस्मिन् दिने इति अनन्तरं पुनः सर्वे प्रत्येकस्य गृहं प्रति गच्छन्ति अनन्तरम् मिष्टान्नदिकं तु सर्वत्र भवति एव प्रति उत्सवे तत् अनुक्त्वा एव आगच्छति एव सुन्दरं भवति तत्सर्वम् अग्रे भवती दीपावली इति दीपावलि वस्तुतः तस्य नाम परं महाराष्ट्रे सर्व सर्वे तस्य कृते दिवाळी इति वदन्ति वस्तुतः सः अपभ्रंशः मूल्यामि तु दीपावलिः दीपावलिः नाम दीपानाम् आवलिः यदा श्रीरामः अयोध्यां प्रति आगतः तदा जनाः तस्य तस्य कृते श्रीरामस्य कृते आगमनस्य कृते दीपानां आवलिं स्थापितवन्तः अतः सः उत्सवः दीपावली इति नाम्ना प्रसिद्धः जातः तस्मिन् दिने तु वस्तुतः महाराष्ट्रे अत्र भव विद्यालयेषु अवकाशः दीयते बालानां मनसि हौ हर्षः भवति प्रति आपणे सम्मर्दः भवति किमर्थम् इत्युक्ते तत्र जनाः नूतनवस्त्राणां क्रयणार्थं गच्छन्ति नूतनं किमपि वस्तु क्रयणार्थं गच्छन्ति बहु अधिकः उत्साहः भवति प्रत्येकस्य गृहे अनन्तरं दीपावली कृते जनः एकमासपूर्वमेव सिद्धता आरप्स्यन्ति अनन्तरं तत्र ते गृहस्सज्जतां कुर्वन्ति गृहशुद्धिं कुर्वन्ति जनानाम् आह्वानं कुर्वन्ति गृहे आगच्छन्तु इति अनन्तरं फ़रा इति काचित् विशिष्टः प्रकारः फ़रा नाम तत्र भिन्नभिन्नपदार्थानां निर्माणम् इति दीपावली मध्ये भवति इति बहु रुचिकरम् एषः उत्सवः अतः एतादृश बहवः उत्सवः भवन्ति किञ्चिदेव वदामि मकरसङ्क्रान्ति अपि अग्रे अस्ति होळि अस्ति होळिनाम तत्र रङ्गोत्सवः एव रङ्गानाम् उत्सवः इति रङ्गोत्सवः सः होळिनाम्ना मराठिमध्ये स्वीक्रियते इति तर्हि एतेषां सर्वेषां सणाना सणानां नाम उत्सवानां महत्वं महाराष्ट्र बहु अधिकं भवति प्रत्येकमासे न्यूनातिन्यूनम् एकं तु निश्चयेन भवति इति जनः वदन्त्येव अतः अस्माकं महाराष्ट्रे वयं वक्तुं शक्नुमः उत्सवानां प्राचुर्यमस्ति वयं किम् इति किं वदामः वयं बहु अधिकम् उत्साहिताः भवामः यदा कदापि उत्सवः आगच्छति इति तर्हि एतेषाम् उत्सवानां प्रत्येकस्य उत्सवानां कृते पूर्वमेव शुभाशयान् ददामि धन्यवादाः